मानसोल्लासार्थम् अस्माकं प्रदेशे चित्रमन्दिराणि तु सन्ति एव चित्रमन्दिरेषु निःशुल्कं कदापि न भवति अतः तत्र प्रवेशः शुल्कप्रदानेन भवति वयमपि कदाचित् चित्रमन्दिरे वर्षे कदाचित् एकदा वा द्विधा वा प्रवेशः क्रियते पुनः क्रीडाङ्गणन्तु अस्ति एव उद्यानमपि अस्ति अत्र उद्यानं गान्धी पार्क् इति सम्यक् प्रसिद्धमेव अस्ति तत्र निःशुल्कमेव अस्ति वयं कदाचित् गत्वा विहारं कुर्मः एवञ्च मन मानसोल्लासार्थम् अधुना तु गृहे एव सर्वेषां समीपे स्थिरदूरवाणीद्वारा मनोल्लासः अधिकतया क्रियते एवञ्च टी वी दूरदर्शनं भवत्येव ततः अपि अधिकाः कुर्वन्ति एवञ्च अस्माकं ग्रामे विशेषतया रङ्गमन्दिरं वर्तते तत्र यक्षगानं कलाप्रदर्शनं भवति पुनः सांस्कृतिककार्यक्रमेषु सङ्गीतसभा भवति तत्रापि वयङ्गत्वा मनो मनोल्लासार्थं समयं यापयामः